मम नाम कनपलकुमारः अहं जमाटो मध्ये अन्तर्जालमाध्यमेन अल्पाहारार्थम् आर्डर् कृतवान् अस्मि वस्तुतः तत् सर्वं बुकिङ्ग् जातं किन्तु मम अकस्मात् विद्यमानकार्यवशात् इदमिदानीमेव गृहात् निर्गच्छामि तस्मात् कारणात् यद् आर्डर् मया कृतं तत् स्वीकर्तुं न शक्नोमि अतः यत् आर्डर् कृतं तस्य केंसलेशन् कृत्वा नियमानुसारं यद्धनम् तत्र स्वीकरणीयं वर्तते भवद्भिः एवं प्रत्यर्पणीयं यत् वर्तते मत् कृते तदपि दीयताम् इति प्रार्थ्यते वस्तुतः बुभुक्षावशात् एतत् मया कृतम् अस्ति तथापि विद्यमानकारणवशात् अहं निर्गच्छन्नस्मि भवताम् आगमने तद्दाने च कश्चन समयः आवश्यकः भवति स च समयः सम्प्रति नास्ति इत्यस्मात् कारणादेव एतद् मया केन्सल् क्रियते कृपया नियमानुसारं कृत्वा यद्धनं प्रत्यर्पणीयं तत् कृपया क्रियताम् इति प्रार्थ् सम्प्रार्थ्यते धन्यवादः